संस्कृतभारतीति एका संस्था अस्माकं प्रान्ते उत्तमपरिवर्तनम् आनेतुं कार्यक्रमं करोति समग्रभारतं संस्कृतभारतं भवतु इति तस्या संस्थायाः लक्ष्यं वर्तते अस्माकं पूर्वजैः दत्तं यत् ज्ञानम् अस्ति परम्परया तत् अग्रिमं पिडिक्कृते यच्छन्तः सन्ति संस्कृतभाषाप्रसारार्थं तस्य प्रसारद्वारा जनेषु भारतीयसंस्कृतिः सम्प्रदायपरिरक्षणं कुर्वति अस्ति सा संस्था न केवल अस्माकं प्रान्ते अनेकेषु देशेषु अपि तेषां कार्यं प्रचलति अत्र अनेकेषु बालकेन्द्रेषु बालकेभ्यः संस्कृतभाषां बोधयति संस्कृतभारती गृहरहितजनानां कृते शिक्षणं ददाति तेषां कृते भोजनव्यवस्थामपि परिकल्पयति पुनः तेषां संस्कृतबोधने विनियोजयति